अहम् एकां दूरवाणीं क्रीतवान् तस्याः नाम आसुस् ज़ेन्फोन् ज़ेड् फ़ैव् सिक्स् इति तस्याः दूरवाण्याः मूल्यमासीत् विंशतिसहस्त्रमीति तत्र तस्मिन् चित्राणि तावन्ती सम्यक् न आयान्ति केमेरा सम्यक् नास्ति तत्र अपि च यदा दूरवाणी क्रियते मया तदा तावत् तत्र ततः यः भाषते तस्याः ध्वनिः मह्यं न श्रुयते इति क्लेशोऽपि वर्तते अपि च दूरवाणी शीघ्रातया अल्प अल्पोपयोगेनैव उष्णतां प्राप्नोति कदाचित् एवं रीत्या भीतिः जायते यत् दूरवाणी कदाचित् नाम नाम स्फूटति किं वा इति नाम अग्निज्वलनं प्राप्नुयात् किं वा कदाचित् इत्येवं रीत्या उष्णतां प्राप्नोति इति भीतिः वर्तते अपि च तस्यां दूरवाण्याम् एकः क्लेशः यत् अन्यत् किञ्चित् चित्रादिकं द्रष्टव्यम् इत्युक्ते सती तत्र ध्वनिः अपि उच्चया रीत्या न आयाति उच्च उच्चैः न आयाति अतः एवं रीत्याः क्लेशः अस्यां दूरवाण्यां वर्तन्ते